अहम् अमेज़न्तः ब्रैडल् लेहङ्गा मम भगिनी कृते आर्डर् कृतवती तत् बहुसम्यक् आसीत् अहं रक्तवर्णः एकम् आर्डर् कृतवती तत् तु रक्तवर्णः एव आगतं तस्य ब्लौस् इतोऽपि किं अधः लोङ्ग्रूपेण भवति रौण्डरूपेण भवति तत् सर्वं बहुसम्यक् आसीत् इतोपि तस्य कार्यम् अपि बहुसम्यक् आसीत् तस्य दुप्पटा यद् आसीत् तदपि बहु नाम बहुकार्यं कृतवन्तः ते बहुहेवीरूपेण आसीत् मम कृते तु बहु तत् रोचते मम भगिन्या कृते अपि सम्यक् अस्ति इति सर्वे उक्तवन्तः एवञ्च फोटो अपि स्वीकृतवन्तः